महाभारतम् अस्माकं बहु प्रसिद्धं महाकाव्यं भवति महाभारतं वेदव्यासेन विरचितं महाकाव्यम् अस्मिन् ग्रन्धे अष्टादश पर्वाणि सन्ति इतोपि अस्मिन् ग्रन्थे कौरवपाण्डवानां महायुद्धं विषयकं प्रतिपादितमस्ति महाजीवनस्य धर्मः अर्थः कामः समस्तपुरुषार्थाः अत्र वर्णिताः अस्मिन् महाकाव्यं त्रिभिः संवत्सरैः विरे विरचितम्